हरिः ओं नमो नमः महोदये अहं रूपेशः वच्मि पोदार् इन्टर्नेषनल्तः हा भवती शिक्षकस्य पदं शिक्षकस्य कृते आवेदनं कृतवती हा तर्हि भवत्याः अत्र चयनं भवति भवती शिक्षिकारूपेण कार्यं कर्तुं सिद्धा अस्ति वा तर्हि अहं कानिच् अहं प्रश्नान् पृच्छामि भवती कृपया उत्तराणि यच्छतु कृपया स्वकीयं परिचयं कारयतु भवत्याः अनुभवः तर्हि भवती तस्मिन् विद्यालये पञ्चवर्षान् वर्षेभ्यः पाठयति भवती कस्मिन् विषये स्नातकोत्तरं कृतवती संस्कृतविषये वा भवत्याः शिक्षाशास्त्री अपि जाता वा

अस्माकं विद्यालये एकं तु स्थानं वर्तते तत्र भवती आङ्ग्लमपि पाठयितुं शक्नोति वा आङ्ग्लमाध्यमेन पाठनं करणीयं भविष्यति तर्हि भवती सिद्धा अस्तु तर्हि भवत्याः का अपेक्षा वेतनविषये पृच्छामि भवत्याः भवत्याः आवेदने तु लखितमस्ति तत्र त्रिंशत् सहस्रमेव परन्तु वयम् अधिकं न दातुं शक्नुमः त्रिंशत् सहस्रस्य अपेक्षया अधिकं न दातुं शक्यते अस्तु तर्हि भवती श्वः एकवारम् आगच्छतु पश्यामः श्वः नववादने अस्तु मिलामः